युद्धकलाः अन्येभ्यः पाठयितुम् मम कृते अवकाशः बहुवारं लब्धः वर्तते अहं विंशतिवर्षतः प्रतिवर्षं एकसप्ताहात्मकं प्राथमिक शिक्षावर्गं प्रति शिक्षकरूपेण गच्छन् अस्मि तत्र राष्ट्रीय स्वयंसेवक सङ्घस्य प्राथमिकशिक्षावर्गे नियुद्धं दण्डम् इति विषयद्वयं युद्धकलात्मकं भवति दण्डविषयः यः वर्तते स तु धण्डं करे गृहीत्वा आक्रमणं कथं कर्तव्यं स्वरक्षणञ्च कथं कर्तव्यम् इति शिक्षणं भवति तत् अहं विंशतिवर्षतः अहं शिक्षार्थीनां कृते शिक्षयन् अस्मि अपि च नियुद्धः इति अन्यत् युद्धकला प्रकारः वर्तते नियुद्धे तु हस्ते किमपि शस्त्रम् अग्रहीत्वा शस्त्रं विना स्वशरीरस्य रक्षणं कथं कर्तव्यम् इति शिक्षयति नियुद्धे कथं शत्रुं प्रति आघातः कर्तव्यः कुत्र कुत्र कर्तव्यः इत्यादि पाठं भवति शरीरस्य व्यायामः कथं करणीयं भवति व्यायामः कथं क्रियते चेत् अस्माकं शरीरस्य सौष्टवं वर्धते अस्माकं शक्तिः पराक्रमः च वर्धेते इति नियुद्धपाठे अस्ति एवञ्च शरीरस्य भागेषु यत्र प्रहारं कुर्मः चेत् शत्रुःस्तम्भितः भवति अथवा मरणं प्राप्नोति इत्यपि नियुद्धपाठे आगच्छति एवमेव दण्डविषये अपि दण्डः कथं गृहीतव्यः दण्डस्य परिमाणः कथं भवेत् कियत् दीर्घं दण्डं भवेत् कुत्र वा दण्डं गृहीतव्यम् इत्यादि पाठाः प्राथमिकपाठाः भवन्ति एवञ्च शिरोघातः कथं कर्तव्यः अधोघातः कथं कर्तव्यः इत्यपि पाठं भवति एवम् दण्डयुद्धकलायां क्रमिक इति प्रकारं वदामः तत्र तु पदविन्याससाहाय्येन कथं शत्रुसमीपं गन्तव्यं शत्रुतः दूरं कथं गन्तव्यम् आक्रमणं कथं कर्तव्यम् अस्माकं स्वरक्षणं कथं कर्तव्यम् इत्यादि पाठाः भवन्ति तत्र द्वन्द्वः इत्यपि प्रशिक्षणं शिक्षार्थीनां कृते दीयते तत्र शिक्षार्थिः द्वौ कथं वा आक्रमणं प्रत्याक्रमणं स्वरक्षणं कर्तव्यम् इति शिक्षणं प्राप्नुवन्ति युद्धकला प्रशिक्षणप्रदानेन युद्धकला प्रशिक्षणं स्वीकरणेन च अस्माकं स्वाभिमानं वर्धयिष्यति इति मम विचारः वर्तते धन्यवादः